भारतस्य उद्योगक्षेत्रं कथमस्ति इति प्रश्नः मम अग्रे अस्ति वयं पश्यामः भारतस्य उद्योगक्षेत्रम् अत्युत्तममस्ति यः उद्योगाक्षी अस्ति तस्मै निश्चयरूपेण अत्र उद्योगाः लभन्ते यतो हि अवकाशवादिनः सर्वत्र अटनं कुर्वन् उद्योगं प्राप्स्यन्ते समस्या का अत्र इत्युक्ते मुख्यसमस्या उदासीनता इति अहं चिन्तयामि अस्माकं ग्रामीणकृषिक्षेत्रे वा अथवा तत्र पत्तने वा उद्योगाः बहव बहवः लभन्ते तत्र शारीरिकसौख्यं केवलम् अपेक्षन्ते तत्र उद्योगार्थं डिग्रि इत्यादिकम् अपेक्षा अस्ति एवं नास्ति च डिग्रि इत्यादिकं पठनम् अभूत् तेषाम् अपि उद्योगाः अत्र लप्स्यन्ते एव सर्वत्र केवलं धनाकाङ्क्षया अधिकधनाकाङ्क्षया अधिक आशया यः प्रयत्नं कुर्वन्ति तेषां कृते समस्यास्सन्ति यः कोपि वा भवतु अहम् उद्योगी भवामि इति यः प्रयत्नं करोति तस्मै निश्चयेन तत्र उद्योगं प्राप्तुं शक्नोति नमस्काराः